मम राज्यस्य संस्कृतिविषये संस्कृतभाषायाः योगदानम् अस्ति यदि संस्कृतभाषायाः पुराणेषु उपनिषत्सु गीता रामायणम् महाभारतम् ये संस्कृतभाषायाः विशेषग्रन्थाः उल्लिखिताः अस्ति तत् व्यावहारिकज्ञानम् कथं स्यात् जीवनम् निर्वहणं कीदृशं कथं स्यात् एतावत् ज्ञानलाभं भवति यदि अस्माकं आधुनिकं केवलम् एव आधुनिकसङ्गीतं चलचित्रं पश्यामि तर्हि एव एतावत् सम्यक् रूपेण व्यवहारम् जीवननिर्वहणाय ज्ञानं न भवति